तटीयक्षेत्रेषु मत्स्यपालनं जीवनियापनस्य महत्वपूर्णः स्तोत्रः अभवत् ताजजलं मत्स्यपालनम् अपि आजीविकयां महत्वपूर्णक्षेत्ररूपेण उद्भवति मेटजलस्यां मत्स्यपालनस्यां प्रचण्डः आर्थिकक्षमता वर्तते यतः कृषिराधारितम् आजीविकयाः अन्यस्तोत्राणाम् अपेक्षया अस्य लाभाः सन्ति येन ग्रामीनक्षेत्रेषु परिवारः नियोजिताः भवन्ति देशे मधुरजलस्य मत्स्यपालनस्य केचन लाभाः मत्स्याः जलं न सेवयन्ति निवेशानां व्ययः न्यूनं कृषेः तुलनेन न गण्यः भवति मत्स्यानं प्रजनक्षमता उच्चः भवति अत्यल्पश्रमस्य अवश्यक्ता भवति उपभोक्ता दृष्ट्या मत्स्यः मानवस्वास्थस्य विकासाय च आवश्यकता अवश्यकाः कोलेस्ट्रोल रहित विटामिन् वसात् केल्शियम् फ़ास्फ़रस् आदि पोषकद्रव्येः समग्रम् उच्चगुणान् युक्ता प्रोटिनं प्रदाति जलं विहाय मत्स्यानां केवलं पर्याप्तमात्रानां प्राणवायुः अन्नं स्थानं च आवश्यकं भवति यस्मिन् ते वर्धयितुं शक्नुवन्ति ताजजले सर्वादिकोत्पादयत् मत्स्यं त्रीणि भारतीयजातीनां काटल् रोहू एण्ड् म्रिगल् तथा च त्रीनि चिनियानां ग्रास् स्रेव् सिल्वर् कामोन् संयोजनम् अस्ति इति सामान्यतया तडागे सर्वादिकं पौष्टिकं मत्स्याः सन्ति अधिकप्रयोगात् एकत्र पालिताः